हरिः ओम् पूर्वम् अहम् अत्रैव भवतः उपाहारमन्दिरात् समीपेव वसामि स्म मध्ये मध्ये कदाचित् यदा यदा आवश्यकता आसीत् तदा भवताम् उपाहारमन्दिरात् आहारम् अहम् आर्डर् आदेशं करोमि स्म इदानीं कार्यालयस्य कारणात् कार्यकारणात् मम ट्रान्स्फर् अभवत् किञ्चित् दूरे इदानीम् अस्माकं वासः अस्ति अधुना अतः इतःपरम् अहं यद् यद् आर्डर् करोमि तत्र पूर्वतनं सङ्केतस्य स्थाने नूतनं सङ्केतं योजयन्तु अहं वदामि एकवारं लिखन्ति वा श्रीमती कातारूप अनुपमा विल्ला एस् आर् नगरं मेन् रोड् आपोज़िट् एस् बि ऐ ब्याङ्क् मम दूरवानि सङ्ख्या नव शून्यम् एकं शून्यम् एकम् पञ्च षट् एकं शून्यम् एकम् तत्र तस्मिन्नेव गृहे पञ्चमे अट्टे वयं निवसामः तत्र प्रेशयन्तु अस्तु धन्यवादः